अहं शान्तन् अस्मि मया संस्कृतं पठ्यते एवं संस्कृतं पठित्वा अहं बहु सौभाग्यः अस्मि मया चिन्तितम् आदौ दशमकक्षायां समाप्यं समाप्ति अनन्तरं विज्ञानं विषयं स्वीकरोमि परन्तु न जानामि किमर्तमहं संस्कृतं पठितवान् परन्तु यदा अहं तिरुपतौ आगतवान् संस्कृतं पठनार्थं तदानीं बहु जिज्ञासाजातं संस्कृतं पठनार्तं एवं मया बहु बहु प्रयत्नं कृतम् अत्र आगत्य प्रतिदिनं शिबिरं प्रति गतवान् प्रतिदिनं कक्षां प्रति अपि गतवान् एवमेवं पठित्वा संस्कृतं सर्वं ज्ञानं किञ्चित् किञ्चित् आगतं कथयन्ति खलु उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः तथैव एव मया अनुशृत्य प्रतिदिनं मया प्रयत्नं कृतम् एवं प्राकारेण मया अग्रे अग्रे पठित्वा संस्कृते वि संस्कृते ये ग्रन्थाः सन्ति संस्कृतमध्ये ये शास्त्राणि सन्ति तानि अध्ययनं कृतं सर्वं पठित्वा अग्रे यदा अहं गतं तदानीमेव संस्कृतभाषामध्ये एव अन्यविषया अपि सन्ति न ज्ञातमेव संस्कृतभाषा एका बहु मुल्यवा मुल्या मुल्यावान् विष विष भाषा भवति यतो हि बहवः भाषाः सन्ति तासु भासासु मूलभाषा भवति संस्कृतभाषा संस्कृतभाषा एव सर्वासां भाषानां जननी भवति इयम् एव संस्कृतभाषा अस्माकं भारतस्य संस्कृति एवं संस्कारः चरित्र सर्वं बोधयति यथा अस्माभिः प्रातःकाल आरभ्य सायङ्कालपर्यन्तं किं करणीयं तस्मिन् समये अपि संस्कृतभाषायाम् एव उल्लिखितमस्ति यथा अभिवादनशीलस्य नित्यं वृद्धोपसेविनः चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम अस्माभिः किं करणीयं नाम आदौ प्रातकाले उत्थाय अस्माकम् अस्माकं सम्मुके ये ज्येष्टाः भवन्ति भ्रातरः भवन्ति तेसां कृते नमस्कारणं नमस्कारं करणीयं तत् त तद्विषयमपि संस्कृतभाषा अभ्यासं कारयति यदि अन्येषु शास्त्रेषु यदि पश्यामः आदौ तत्र योगविषये पश्यामः तत्र उक्तमस्ति प्रयत्नशैतिल्य अनन्तसमापतिभ्यां यदि प्रयत्नं कुर्मः तर्हि सर्वाणि कार्याणि एव सिद्ध्यति यदि साम्प्रतम् अस्माभिः अन्तर्जामाध्यमेन पश्यामः तर्हि संस् संस्कृतभाषायाः मूलकारणं भवति भवन्तः ग्य ज्ञा ज्ञातवा बहु सा इच्छा ब इच्छा कर्त् कर्तुमिच्छन्ति यदा संस्कृतभाषा एव संर्वं कार्यं सिद्ध्यति